यद्यपि चित्रकलायां महती आसक्तिः अस्ति स्वयमेव चित्राणि अहं लिखामि स्म किन्तु कदापि चित्रकला शालां प्रति अहं न गतवती चित्रकला सङ्गोष्ठीमपि न गतवती किन्तु विद्यालये एकवारं चित्रकलाप्रदर्शिनीम् अहं दृष्टवती वस्तुतः किञ्चित् सङ्कोचिनी अहं सङ्कोचस्वभावात् अहं तादृशं चित्रं लिखित्वा यत्र कुत्रापि प्रदर्शिनीमध्ये न स्थापितवती किन्तु यदा तां प्रदर्शिनीम् अहं प्रविष्टवती तत्रत्यचित्राणि सर्वाणि दृष्टवती तदा मम मनसि एवं भावना तु जागृता आसीत् अहमपि सम्यक्तया चित्राणि लिखामि एतस्य अपेक्षया एतेषाम् अपेक्षया अपि सुन्दराणि चित्राणि अहं कर्तुं शक्नोमि स्म किमर्थम् अहं न अकरवम् इति मम मनसि भावना आगता आसीत् अग्रे अपि कदाचित् एवं करोमि इति निश्चयमपि स्वीकृतवती किन्तु समयाभावात् विविधकार्याणां व्यग्रता कारणात् अहं तत्कार्यं न समापितवती अग्रे यदा यदा सम्भावना भवति समयः लभ्यते तदा अवश्यम् एवं प्रयत्नं करोमि चित्रनिर्माणं चित्रलेखनकार्यमग्रे नयामि